अहम् एतावत्पर्यन्तं बैक् याने एकवारं तिरुमलां प्रति ग्र गतवती तत्र जापालि प्रति दर्शननिमित्तं हनुमान् मन्दिरं भवति तत्र गतवती अनन्तरं अपलायकुण्ड इति वेङ्कटेश्वरस्वामिनः मन्दिरमस्ति अहम् एकवारं तत्र गतवती इतोऽपि बैक् याने पीलेरु प्रान्तं प्रति गतवती एवमेव लाङ्ग् ड्रैव् इति विचिन्त्य तावत्पर्यन्तम् अहं गतवती एतावत्पर्यन्तम् अहं बेङ्ग्लूर् नगरपर्यन्तं बैक् याने कदापि न गतवती परन्तु मम बहु इच्छा अस्ति बेङ्ग्लूर् पर्यन्तं तदपि बुल्लेट् बैक् मध्ये गन्तव्यम् इति परन्तु न जाने कदा गच्छामि इति परन्तु जीवने अवश्यं तत्र गच्छामि किमर्तं नाम तत्र बेङ्ग्लूर् नगरमहमिच्छामि एकं तु तत् कारणं भवति अन्यत् लाङ्ग् ड्रैव् अपि अहं बहु इच्छामि अतः बेङ्ग्लूर् नगरं गत्वा तत्र आपणं प्रति गत्वा किञ्चित् शापिङ्ग् अपि करोमि आटनम् इत्यादि कृत्वा अहम् आगन्तुम् इच्छामि